नमस्कारः भारते भारतस्य उद्योगक्षेत्रम् इदानीं भारतदेशविषये भारतीयदेशविषये सम्यक् अस्ति भारते इति इत्युक्ते सैनिकानां विषये वा इत्युक्ते उन्नताधिकारे उन्नताधिकारविषये वा सर्वत्र एवं सम्यक् अस्ति एव किन्तु इदानीम् अस्माकं राज्यं तेलङ्गाणाराज्यमस्ति तेलङ्गाणाराज्ये तेलङ्गाणा आगमनानन्तरं तेलङ्गाणाराज्ये एकमुद्योगमपि न दत्तवन्तः केवलम् आरक्षकाणां विषये एव एवम् उद्योगानि दत्तवन्तः किन्तु ये उ उन् उन्नतविद्यावन्तः सन्ति उन्नतविद्यावान् उन्नतविद्यावन्तः सर्वे सन्ति किन्तु तेषां कृते किमपि उद्योगः न आगतः तत्र जनाः बहु बाधय बाधाम् अनुभवन्तः सन्ति के राज्यं ये पालयन्ति ते उद्योगानि यच्छन्ति चेदेव जनाः अपि सन्तोषेण भवन्ति न दत्तवन्तः इति कारणेन सर्वे बाधाम् अनुभवन्ति अवकाशाः अपि राज्यं ये परिपालयन्ति ते एव दास्यन्ति चेदेव उत्तमं भवति एवम् इति अहं मन्ये